कः कः वा के रोगाः सन्ति इति ज्ञातुं शक्तवन्तः इदानीम् अपि केचन सन्ति ये पळ्स् दृष्ट्वा अस्माकं रोगान् वक्तुं शक्नुवन्ति अनन्तरं होमियो अभवत् इदानीं तु आधुनिककाले अस्माकं रक्तपरिशोधनं कृत्वा अथवा अस्माकं वयमेव साक्षाद् भिन्नभिन्नयन्त्रान् यन्त्रेषु गत्वा यन्त्राणाम् अन्तः गत्वा अस्माकं परिशोधनं भवति अस्माकं रेक्तं वा मांसशकलं तत् मांसशकलस्य परिशोधनं कृत्वा कः रोगः अस्ति केन्सर् वा नूतनरोगाः अनन्तरं जीन् टेक्नोळजि अस्ति कः रोगः अस्ति तस्य औषधं कथं निर्माणं कर्तुं शक्यते तादृशम् इदानीम् आधुनिकविज्ञानं बहु अधिकं दूरे दूरे गतः अस्ति बहु पुरोगतम् अस्ति तथापि अस्मिन् लोके अस्मिन् समये अपि आयुर्वेदस्य बहु माहात्म्यमस्ति बहुजनाः इदानीमपि आयुर्वेदं तादृशं पुरातनं औषधम् अपि उपयोगं कुर्वन्ति परन्तु इदानीं शीघ्रम् अस्माकं रोगाणां निवारणार्थम् अनन्तरं नूतनकालीयम् अस्मत्कालीयं वैरस् तादृशं कोविड् तादृशरोगाणां कृते एतादृशं कोवि कोविशील्ड् कोविन् तादृशानाम् औषधानां प्रयोजनेन बहूनाम् औषधानाम् उत्पादनेन च बहूनां जीवः संरक्षितः अथवा अस्मिन् अवसरे बहु बहवः मृत्युं प्राप्नुवन्ति धन्यवादः